मम लेखने प्रभावञ्जनयन्तः प्रेरकव्यक्तयः वर्तन्ते बहु बहवः तत्र अस्माकं यथा पत्रिकासु ये लेखनं लिखन्ति ते अपि स्युः ये पुस्तकं लिखन्ति ते अपि स्युः उदाहरणार्थम् अस्माकं कन्नडपत्रिकायां बहवः लेखनं लिखन्ति तत्र यथा अस्माकं चक्रवर्तीसुलीबेले महोदयः सः तावत् प्रखरराष्ट्रीयभाषणं भाषणानि लिखति तादृशभाषणानां लेखने म मम कृते सः प्रेरकः प्रेरकव्यक्तिः वर्तते एवमेव बहवः आदर्शव्यक्तयः अपि वर्तन्ते मम लेखने ये प्रेरकरूपेण वर्तन्ते तत्र यथा मम कथा लेखने इति चेत् तत्र कश्चन वर्तते अस्माकं कर्नाटके यत्र अधिका वृष्टिः भवति तस्मात् प्रदेशात् काचन व्यक्तिः कथां लिखति स्वस्य प्रदेशस्य विषये एव कथां लिखति एवं मम कृते अपि इच्छा अस्ति मत्प्रदेशस्य विषये मत्प्रदेशे या संस्कृतिः वर्तते त मम प्रदेशे या प्रकृतिः वर्तते तद्विषये काश्च कानि लेखनानि लेखनानि लेखनीयाः इति एवं मम कृते एतादृशव्यक्तयः प्रेरकाः वर्तन्ते एवम् एतान् अहं प्रेरकत्वेन स्वीकृत्य एव अहं लेखनादिकं करोमि इति मम तत्र चिन्तनं वर्तते एवम् एतादृशानां प्रेर प्रेरकत्वेन स्वीकृत्य एव अहम् इदानीं मम लेखनस्य विषये आरब्धवानस्मि लेखनकार्यं तावत् सम्यक् चलति